भारतेन अद्य सम्मुखीक्रियमाणा बृहत्तमा पर्यावरणसमस्या अस्ति प्रदूषणम् मम प्रदेशे भूपरिसरः एतादृशं परिवर्तनं गतेषु वर्षेषु अनावश्यकपदार्थाः सर्वे विचारं न कृत्वा नदीषु क्षिपन्ति यस्मात् कारणात् जलप्रदूषणेन जलजीवानां हानिः भवति जनाः तथा सर्वकारेण वनानां कर्तनं कृत्वा नूतनं नूतनं मार्गं भवनानि च निर्माणं कृतवन्तः यस्मात् कारणात् परिवेषे उष्णतायाः मात्रावृद्धिः अभवत् तथा च मानवाः विभिन्नचर्मरोगेण पीडिताः भवन्ति वृक्षाः छेदनकारणेन भूमिक्षयस्य मात्रावृद्धिः भवति येन कारणेन जनानाम् अकस्मात् मृत्युवरणं भवति परिवेषप्रदूषणकारणेन ऋतोः अनेकानि परिवर्तनानि दृश्यन्ते वातावरणं समयानुगुणं न चलति वर्षायाः मात्रा न्यूना भवति कृषिकार्ये बाधाः भवन्ति परिवेषे उष्णतावृद्धिकारणेन मृत्तिकायाः ऊर्वरता न्यूना भवति पृथिव्यां जलस्तरः निम्नगामि भवति जलाभावे परिवेषे वनानां प्रतिशतं न्यूनं भवति